हे महोदय अहं यानार्थम् अर्ध घण्टायाः प्रागेव पञ्जीकरणं कृतवान् तथापि इतोऽपि यानं नागतम् भवान् कुत्र अस्ति इतोऽपि कियान् समयः आवश्यकः